अहं स्वगृहस्य मार्जनम् प्रतिदिनं करोमि प्रातः सायञ्च पुनः स्वस्य गृहस्य अग्रे विद्यमाना भूमेः उपरि गोमयस्य उपयोगम् अहं कदापि न कृतवान् दृष्टवान् म तुः प्रातः उत्थाय चतुर्वादने अटनार्थं गत्वा तत्र प्रदेशेषु विद्यमानं गोय् गोमयम् आनयित्वा पुनः गोमये जलं संस्थाप्य ग्रेविवत् तस्य एतत् कृत्वा पुनः पुरतः गृहस्य पुरतः प्रसारणं करोति प्रसारणं कृत्वा मार्जन्याः इतस्ततः इस्तस्ततः प्रसारयति सर्वत्र केवलं स्वस्य गृहस्य पुरतः एव न तु अन्येषां गृहस्य पुरतः तत्र लाभः किम् इत्युक्ते गोबर्ग्यास् इत्यस्य निर्माणं ततः भविष्यति पुनश्च तद् द्रष्टुमपि वयं सम्यक् भवति यथा इदानीं कोऽपि मम गृहम् आगच्छति इति भवन्तः चिन्तयन् इदानीं तस्य कृते वयं एवं सूचयामः यस्मिन् गृहे यस्मिन् गृहे पुरतः गोमयस्य प्रसारणमस्ति तदेव अहं गृहम् इति यदि वयं वदामः सः गमनकाले पश्यति ओ यत्र अस्ति ओ गोमयम् इति उक्तवान् अस्ति सः अतः एतदेव तस्य गृहं स्यात् इत्यपि तस्य उपयोगः वर्तते पुनश्च अहं गृहे एव मार्जनी मार्जन्या मार्जनं कृतवान् किन्तु गृहस्य अन्ते गोमयस्य प्रसारणं न क्रियते सर्वदा तस्य उपयोगः गृहस्य बहिः एव प्रसारणं पुनश्च पृ पिष्टं कृत्वा तस्य उण्डे इति कन्नड भाषायाम् उक् अस्तु अस्तु एतावदलम्